भारतीयसमाजे मतधर्माणां पात्रं बहु वर्तते एकः समाजः सम्यक्रीत्या गच्छन्नस्ति इत्युक्ते तत्र धर्माणां पात्रम् अस्ति इत्येव किमर्थम् इत्युक्तौ धर्मः इत्युक्ते कथं वर्तितव्यम् कथं व्यवहर्तव्यम् इत्यादिकं बोधयन्ति पुनश्च पापं किमस्ति पुण्यदायकविषयः कः इत्यादिकमपि बोधयन्ति अन्यमतानां विषये मम विचारः इत्युक्ते अन्यमतान् अन्यमतानि अपि एवमेव बोधयन्ति तत्रापि अस्माकं गौरवम् अस्त्येव विविधतायाम् एकतां साधयितुम् वयम् अस्माकं दायित्वं किम् इत्युक्ते इदानीं स्तरभेदः दृश्यते इदानीं न्यूनजातीयः इदा एषः उच्चजातीयः उच्च कुलात् आगतः अतः एतस्य कृते प्रथमम् प्रथमतया दातव्यं किमपि वा भवतु उद्योगं वा किमपि वा भवतु एवं कुर्मश्चेत् ये विविधतायाम् एकतां स्थापयितुं न शक्नुमः साधयितुं न शक्नुमः अतः सर्वे वयं मानवाः इति मनसि निधाय व्यवहरामः चेत् तदानीं विविधतायाम् एकता स्वयमेव आगच्छति